मम मातृभाषायां लिखितं पुस्तकं यथेष्टानि अन्यभाषायाम् अनुवादितमस्ति तद् कम्बरामायणं तिरुक्कुरळ् इत्यादि इतोऽपि सर्वे एतद् पुस्तकं सम्यक् पठनीयम् इति एव मनसि आगच्छति अत्र उक्तानि विषयाणि यत् किमपि अन्यभाषासु स सन्ति चेतपि एतेषानां लेखकानां चिन्तनम् भिन्नरीत्या वर्णितमस्ति इति कारणात् निश्चयेन सर्वैः पठनीयानि पुस्तकानि तिरुक्कुरळ् अनन्तं कम्बरामायणम्